हरिः ओम् आं कुत्र गमिष्यति राधानगरे आम् आम् शतं रूप्यकाणि न न एतत् तु अधिकं नास्ति यदि अदि एतत् अधिकं भवति एतत् अधिकं नास्ति यद् एतत् अधिकं भवति चेत् मम परिवारं कथं चालयति आम् आं चलतु सम्यक् अस् सम्यक् अस्मि आम् आं प्रदूषणं तु बहुत्र अस्ति सडक् मार्गे मार्गे बहुमार्गे बहुवाहनम् अधिकवाहनं चालयति आम् आं परिहारं तु आवश्यकता जा अस्ति क्यूकि यद् प्रत्येकं प्रत्येकव्यक्तिः प्रत्येकव्यक्तिः स्वस्य वाहने स्वस्य वाहने गमिष्यति आगमिष्यति यत् कारणात् बहु साधनानि अस्ति यदि यदि यदि यदि स्वस्य स्वस्य वाहा वाहने न्यूनता जाता एतत् पर्यावरणप्रदूषणं किञ्चित् न्यूनं न्यूनं भवति आं यदि रि रिक्षा न्यूनं करति तो रिक्षाचालकस्य परिवारस्य कथं किं भवति तर्हि तस्य तस्य परिवारस्य आजीविकायापने बहु कठि कठिनता अस्ति आम् आम्